सद्यः भारतदेशे अनेके लोकप्रियाः योगगुरवः सन्ति तेषु योगगुरुः योगगुरुद्वयम् अहं बहु इच्छामि यतो हि ताभ्यां योगगुरुभ्याम् अहं बहु प्रभावितः प्रथमः तयोः प्रथमः बाबा राम्देव् इति ते बाल्यकाले वस्तुतः तेषाम् अङ्गविकलता जाता आसीत् तथापि ते योगरूपेण योगमाध्यमेन योगं कृत्वा एतावत्पर्यन्तं सुदृढाः सन्ति कदाचित् तेषां माध्यमेषु वीडियो पश्यामि यत्र युवानः यत् कार्यं कर्तुं न शक्नुवन्ति ते तत् कार्यं सहजतया सरलतया कुर्वन्ति अतः तेषां योग कलातः अहम् अत्यन्तं प्रभावितः अस्मि

तेषां पतञ्जलियोगपीठमिति एका संस्था अस्ति तत्र मया अपि बहूनि दिनानि व्यतीतानि व्यतीतानि तत्र तत्र योगाभ्यासार्थमहं गतवान् आसम् अत्र तेषां योगपद्धतिः प्राचीनपद्धतिः सर्वं तया पद्धत्या एव ते योगं पाठयन्ति स्वयं च अभ्यासं कुर्वन्ति अतः तेषां सकाशात् अहं बहु प्रभावितः

तेषाम् ईशायोगा इति ते नाम्ना एकां संस्थां चालयन्ति तत्र तेषाम् इ इनर् इञ्जिनियरिङ्ग् इत्यादि कोर्स् तद् बहु प्रभावितः अहं

ये केवलं आन्तरिकयोगः ते बहु प्रसिद्धः पुरस्कुर्वन्ति बाह्ययोगापेक्षया आन्तरिकयोगं बहु पुरस्कुर्वन्ति तेन मानसिकं मानसिकशुद्धता शीघ्रम् आगच्छति इति एकः मम स्वकीय अनुभवः अस्ति अतः एतद् योगगुरुद्वयम् अहं परिचिनोमि ताभ्यां बहु प्रेरितः अपि अस्मि